इष्टं खाद्यं ओदनं शाकां च तथापि रोटिका सूपः पनसः आम्रफलं कदलीफलम् इत्यादि सन्ति मार्गे पार्श्वे बृहत् वा लघुभोजनशालाः सन्ति तत्र गत्वा बहवः जनाः भुक्त्वा आगच्छति किन्तु तत्र आदौ स्वच्छता अस्ति वा न तत् द्रष्टव्यम् स सम्यक् न करोति इति अहं तत् विषयं दृष्ट्वा खादितुं न शक्नुमः

तत्र स्वच्छता सम्यक् अस्ति वा न वा अहं न जाने ततः अधिकं सुरुचिकरः मम माता एव कृतवती अतः अहं गृहे एव भोक्तुम् इच्छामि मम इष्टतमं खाद्यं विहाय इतोऽपि अस्ति गृहे यत् माता करोति तदेव अल्पाहारम् रूपेण किञ्चित् अस्ति प्रातःकाले एव मध्याह्ने अपि किञ्चित् अस्ति सायङ्काले एव वारत्रयं कृतवती एवं